हरिः ओं नमो नमः किं भवान् डिलिवरि बाय् एव वदति अस्तु मम नाम विष्णुसारणः वर्तते अहं मगरांजीप्यौतः एक होरापूर्वमेवः पिष्टिकाम् पिष्टिकायाः आर्डर् कृतवान् किन्तु इदानीं पर्यन्तम् अत्र पिष्टिकाः नीत्वा भवान् अत्र न आगतवान् इदानीं भवान् कुत्र अस्ति अस्तु भवान् इदानीं मार्गे अस्ति तर्हि अत्र कियत् कालानन्तरे अत्र आगमिष्यति अस्तु अस्तु भवान् अत्र अर्धहोरायाम् अन्ते अर् अर्धहोरायामेव अत्र आगमिष्यति अस्तु तर्हि भवान् अत्र शीघ्रं करति करोतु अत्र अद्य भवान् अत्र विलम्बं कृतवान् एतदर्थमेव अहम् अत्र दूरभाषां कृतवान् अहं बहु बुबुक्षितोस्मि एतदर्थं मम उदरे मूषकाः कूर्दन्ति भवान् शीघ्रम् आगच्छन्तु यदि भवान् शीघ्रम् आगच्छन्ति तर्हि मम उदरस्य श्रान्तिः भविष्यति ओं हरिः ओम् नमो नमः